मम इष्टतमं पर्यटनस्थानेषु अस्ति यत् एकम् अस्ति उत्तरप्रदेशान्तर्गतस्ति वृन्दावनम् तत्र मम प्रियतमम् स्थानमस्ति किमर्थं तत्र राधाकृष्णयोः तत्र भक्तिः दृश्यते एव प्रायः अनन्तरं तस्मिन् तस् स्थानस्य प्रभावः अपि जनानाम् उपरि प्रायशः पस् भविस् भवन्ति एव किमर्थं तत्र ये जनाः ये भारतानापि सन्ति ते अपि बहिः बहिः तः आगत्य तत्र वृन्दावनं प्राप्य स्मितेन सार्वकालिक नि निवसितुं शक्नुवन्ति किमर्थं तत्र या कृष्णस्य या भक्तिः अस्ति तस्य तस्याः भक्त्या भक्त्याः अपि अनुगुणं ते जनाः सार्वकालिक आनन्देनैव निवसन्ति अनन्तरं तत्र स्थानस्य प्रभावः एवमपि अस्ति यत् तत्र यमुना अस्ति यमुना नद्याः अपि तत्र अविरलधाराः प्रभवन्ति तस्मिन् स्थाने यदि प्रायः प्रातः काले कोपि जनाः तत्र गत्वा यदि पठन्ति चेत् यत् किमपि करोति योगं कुर्वन्ति चेत् तस्य प्रभावः सम्यक् रूपेण तस्य जीवनस्योपरि एवं तस्य शरीरस्य उपरि भवति एतदर्थं मम स्थानम् इष्टतमस्थानं वृन्दावनमस्ति तत्र गन्तुमिच्छसि इच्छामि एतदर्थं किमर्थं तत्र अस्माकं शास्त्रे अपि एतस्य स्थानस्य वर्णितमस्ति यदि पश्यामश्चेत् कान्ति शितांशित निन्दित शारदिन्दु यत्रैकतो वृषताम् अस्ताङ्ग शोभाम्

स्थानस्य बहुत्तमं वर्णनं तत्र श्रीमद्भागवते तु अस्ति एव अनन्तरं तं विहाय अपि ये पुराणाः सन्ति पुराणानि सन्ति शास्त्राणि सन्ति तानपि तत्र एतस्य स्थानस्य वर्णितम् अस्ति वृन्दा इत्युक्ते नाम अस्ति तस्य एका सखी अपि आसीत् अनन्तरं या तुलसी या वृक्षः भवति तुलसी तस्य अपि स्थानमस्ति एवं च वृन्दा या आसीत् सा तु कृष्णस्य परं भक्ता आसीत् एतदर्थं तस्य स्थानस्य नाम वृन्दा वनम् इत्युक्ते अस्ति अरण्यम् एवं च यदि अत्र एकस्य वृक्षस्य यदि योजित्वा तत्र वर्णनं कर् कुर्वन्ति चेत् तर्हि वृन्दावनं भवति एतदर्थमपि एवं च पर्यटकस्थानमपि अस्ति तत्र तु बहूनि मन्दिराणि अपि सन्ति तत्र ये जनाः अपि बहिः तः आगच्छन्ति ते पर्यटकनाम्ना एव श्रुत्वा एवं दृष्ट्वा एव तत्र आगच्छन्ति एवं तस्य स्थानस्य आनन्दम् अनुभवन्ति